हरि ओम् यदा संवर्धनानि पदार्थानि चिन्तयामः अस्माकं ग्रामे तण्डुलमेव अति प्रमुखसंवर्धन पदार्थः अस्ति कृषकाः सर्वे उत्तमरीत्य बीजं वपनं कृत्वा अनन्तरं उत्तमरीत्य जलं सम्पूर्य पोषकांशम् सम्पूर्य उत्तमरीत्य संवर्धनं कुर्वन्ति तस्य फलमेव वयं भोजनम् अन्नानि सर्वं प्राप्नुयामः इति उक्त्वा सर्वेभ्यः नमस्कारः वन्दनम्